इदानीम् अद्य अद्य अद्यतनीयकालीयः ये समयः ये छात्राः सन्ति ते अत्यधिकम् आधुनिकं दूरवाणी मध्ये गेम् क्रीडन्ति क्रीडा क्रीडा तदानीं किं भवति इस्क्रिन् समयस्य कारणात् बालकाः अद्यत्वे दूरवाणी समीपे दूरं दूरवाण्यां क्रीडां क्रीडित्वा ते समयः व्यर्थं कुर्वन्ति किं कारणं तत् इत्युक्ते बालकः अद्यते क्रीडां न न क्रीडन्ति इति मन्ये इति सत्यं मन्यसे तत्र वयं किं कुर्मः लघुतः इदं बालकः यदा लघु भवति तदा बालकान् दुरवाणीं न दद्मः यदि न बालकान् दूरवाणीं न दत्वा वयं वदामः बहिर्भागं गत्वा क्रीडतु अन्यं किमपि क्रीडतु साक्षात् क्रीडतु इति तत्र मोबैल् मध्ये मा क्रीडतु दूरवाणीमध्ये मा क्रीडतु तत्र क्रीडाङ्गने गत्वा उद्यानं गत्वा अथवा कुत्रापि चेत् गत्वा ग्रामे गत्वा तत्र तत्र क्रीडा क्रीडितव्यं न तु दूरवाणीं दूरवाणी मध्ये क्रीडितम् इति वयं लघुतः एव एतादृशम् अभ्यासं कारयन् कारय कारयामः कारयामः चेत् बालकाः अधिकं क्रीडितुं प्रयितुं भवति प्रेरयितुं कर्तुं शक्यते अस्य अभ्यासस्य आवश्यकत् आवश्यकमस्ति यदा बालकः लघुवर्षे पञ्चवर्षस्य भवति तदा आरभ्य एव अयम् अभ्यासः कर्तव्यः तदानीमेव बालकाः अधिकं क्रीडितुम् उत्साहः उत्साहः उत्साहिकाः भवन्ति नो चेत् ते किं कुर्वन्ति यत् दूरवाणीमध्येव क्रीडां क्रीडन्ति अतः वयं बालकान् मोबा दूरवाणीं न दत्वा तेषां प्रेरणा प्रेषणं कुर्मः बहिर्भागे उद्याने गत्वा क्रीडतु इति तत् कर्तव्यम्